अ इतिहासपुस्तकविषये विद्यालयेषु परिवर्तनं भवति इति इति इति व व श्रुतम् इदानीं पूर्वं किम् अभवत् इति सत्यं सत्यं यद् अस्ति तदेव ज्ञातुम् अवकाशं भवति छात्राः जानन्ति भारतीयाः अधिकाः वीराः शूराः एव इति त तद् तद् श्रुत्वा अधिकम् आनन्दं प्राप्नोमि तदेव अ अ अग्रिमवर्षे तानि पुस्तकानि लब्धं भवति इति श्रुतम्